सद्यः काले प्रचलितविषये अथवा नूतनवार्तायाः विषये आसक्त्तिदायकं किमस्ति इत्युक्ते प्रचलितविषये आगच्छामः चेत् केरल स्टोरि इति एकं चलनचित्रं निर्मितं वर्तते तत्र हिन्दुबालिका मुस्लीं बालकं प्रेमविवाहं कृत्वा यावन्तः कष्टान् अनुभूतवती इति दर्शितं वर्तते अस्मिन् चलनचित्रे दर्शितं यावत् सत्यं यावदसत्यम् इति सुतरां वक्तुं न शक्यते परन्तु इदं नैज कथाम् आधारितचलनचित्रम् इति कथयन्ति एतेन भीतिकरम् पुनश्च भयङ्करम् आसक्तिदायकं च वर्तते पुनश्च नूतनवार्तायाः विषयागच्छामः चेत् मम तत्र कोऽपि आसक्त्तिः नास्ति किमर्थम् इत्युक्ते ताः विषयाः अथवा ताः वार्ता वार्तायाः राजकीय सम्बद्धं वर्तते राजकीय विषयं मम न रोचते अतः आसक्त्तिः नास्ति